हा मम सङ्गणकयन्त्रस्य किञ्चित् अप्डेशन् करणीयमासीत् तद् मम विण्डोस् लेवन् अस्ति हा लेवन् अस्ति टेन् अस्ति इदानीं न टेन् अस्ति परन्तु बहु स्लो अस्ति महोदय किमपि कार्यं न करोति एकं वदामि चेत् एवं भवति वृथाकरेण कार्यमेव न भवति उदाहरणार्थं गूगल् मीट् सर्वं उद्घाटयामि चेत् तत्र किमपि म्यूट् अन्म्यूट् कर्तुं न शक्यते यद् भवति तदेव भवति आम् किमपि वर्ष् पञ्चवर्षाणि अभवन् आम् आमां हा सत्यम्

परन्तु रेम् वर्धयितुं शक्यते वा तथा आमाम् हा बूस्ट् कर्तुं शक्यते वा किमपि तदेव हा एवम् आम् हा आमामाम् किं महोदय न जानामि न जानामि अस्तु परन्तु महोदय एकम् वदतु आमाम् एकवारं पश्यतु महोदय अनन्तरम् अन्यविषयः इदानीम् इदानीं विण्डोस् लेवेन् स्थापयित्वा ददाति वा भवान् परन्तु मम कतिचन तु सन्ति अप्लिकेशन् उदाहरणात् आडोसिटि इति अस्ति अहं वाय्स् रेकार्ड् कर्तुं तस्य उपयोगं करोमि अनन्तरं पेज् मेकर्मध्ये अपि किञ्चित् कार्यं करोमि यदि लेवेन् स्थापयति तत्सर्वं कार्यं कर्तुं शक्यते वा

एवं तत् चिन्ता नास्ति खलु तर् तर्हि एतन्निमित्तमेव बहु धनं भवेत् लु रेम् परिवर्तनार्थमेव

आम् आं तद् भवानेव करोतु महोदय यतः अहं करोमि चेत् कदाचित् शार्ट्कट् एव कापि भवति यद्ओरिजिनल् अस्ति तत् सर्वं तत्रैव तिष्ठति अतः मम अन्तरे चिन्ता नास्तु ब नास्ति भवानेव तद् कृत्वा अनन्तरं कृत्वा ददाति वा इति आम् हार्ड् ड्रैव्स्ति खलु ब त आपणेव आम् आमां तदेव कुर्मः तर्हि एकं कार्यक्रमे अहम् आनयामि तद् परन्तु मम श्वः एका कक्षा त द्वारा चालनीयास्ति अहं पश्यामि यावत् शक्यते तावत् गूगल् मीट् द्वारा चालयामि अनन्तरम् आनयामि दिनद्वयं विरामः अस्ति दिनद्वये शक्यते खलु हा यदि सम्यक् न भवति नूतनं क्रीणामि चेत् किम् उत्तमं महोदय इदानीं रेम् अधिकं भवेत् इति हा ओ तत् बहु मूल्यं खलु आम् इदानीं पञ्चवर्षाणि अभवत् परिवर्तनं सम्यक् इति भवान् चिन्तयति वा किं कथम् अथवा एकवारं रम् वर्धयामः

तर्हि अहं पुनः वर्षद्वयम् एतद् उपयोक्तुं शक्नोमि इदानीं पुनः धनव्ययः किमर्थम् पुनः अन्यत् क्रयणं मास्तु वेष्ट् एव भवति खलु अनन्तरम् इदानीं तु सेकेण्ड् हेण्ड् कृते किमपि मूल्यमेव नास्ति यदि नूतनं क्रीणामि एतद् व्यर्थमेव भवति अतः नूतनस्य क्रयणस्य अपेक्षया एतदेव सम्यक् प्रायः भवान् सम्यक् कृत्वा ददाति चेत् एवमेवमेवम् आमामाम् अनन्तरं बहुवारम् अप्डेट् कृतवान् अहं तथापि रेम् एव परिवर्तनीयं स्यात् अनन्तरं ओ एस् अपि परिवर्तनीयं स्यात् आं तदेव सम्यक् खलु तर्हि

तथा तथा आमाम् अनन्तरं वर्षपञ्चवर्षाणि अमान् किल बहु किमपि किमपि डौन्लोड् कृत्वा कृत्वा स्थापयामि अतः अपि स्यात् न्यूनम् आमामामां पश्यामः महोदय तर् आम् एवम् अहं तदेव आन् कर्तुमेव मम दशनिमेषः आवश्यकः आमाम् अतः अहं श्वः आनयामि तर्हि पश्यतु अस्तु अस्तु अस्तु अस्तु भवतु महोदय आम् अस्तु धन्यवादः